मम प्र प्रथमदूरभाषायन्त्रं नवोत्तरद्विसहस्रतमे वर्षे प्र प्रथमया नोकिया संस्थायाः चरवाणी क्रीता किमर्थमिति चेत् तत्र वर्णयुक्तसर्पक्रीडा भवति स्म अहं सम्यक् क्रीडामि स्म मह्यं बहु अरोचत ततः परं वर्षत्रयानन्तरं वर्षत्रयानन्तरं स्मार्ट् फ़ोन् इण्टेक्स् फ़ोनु क्रीता आसीत् चरवाणी क्रीता तत्र तथा अधिकमूल्येन न सामान्यमूल्येन मम स्तरानुगुणम् एकं लघु नूतनम् इण्टेक्स् स्मार्ट् फ़ोन् क्रीतं पश्चात् शाम्सङ्ग् इत्यस्याः संस्थायाः सम्बद्धचरवाणी क्रीता तत् बहुकालं यावत् आसीत् हा तस्मात् पूर्वं नोकिया संस्थायाः विण्डोस् फ़ोन् क्रीतं विण्डोस् फ़ोन् तत् मम समीपे चतुर्वषेभ्यः यावत् आसीत् पश्चात् तस्य अप्डेट्स् नागतं साफ़्ट्वेर् तन्त्रांशः स्थगितः अनन्तरं नूतनानि वेर्षन्स् आगतानि वेर्षेन्स् नूतनप्रकाराणि विविधाः समागताः आविष्काराः जाताः चरवाणीक्षेत्रे साम्शङ्ग् सम्बद्धचरवाणी क्रीता तस्य पश्चात् सा शाम्शङ्ग् चरवाणी कदा कदा क्रिता कथं क्रीता इत्युक्ते मम गृहनिमित्तं वस्त्रप्रा वस् वस्त्रक्षालनयन्त्रं क्रेतव्यमिति अस्माभिः चिन्तितं शाम्शङ्ग् चलति वस्त्रक्षालनयन्त्रं यदि क्रीणीमः शाम्शङ्ग् चरवाणी निःशुल्कम् उचितरूपेण दीयते इति प्रकटितवन्तः अहं तद्दृष्ट्वा मम पत्न्याः दृष्टौ वस्त्रक्षालनयन्त्रमेव मम दृष्टौ चरवाणीक्रयणं सा न जानाति वस्तुतः सा चिन्तितवती मम पतिः मम निमित्तं वस्त्रक्षालनयन्त्रं क्रीणाति इति मम मनसि इदं क्रीणामि चेत् किन्तु तस्य मूल्यं पञ्चाशत् सहस्रमासीत् यदि वस्त्रक्षालनयन्त्रं चरवाणी पृथक् पृथक्तया क्रीणीमः चेदपि मूल्यं तावदेव भवति किन्तु अस्माकं बुद्धिः तथा न भवति किल पृथक् पृथक्तया द्वाभ्यां वस्तुभ्यां धनं देयमित्युक्ते मनः नाङ्गीकरोति अतः एकं वस्तु अधिकमूल्येन क्रीणीमः चेत् द्वितीयवस्तु निःशुल्कं लभ्यते चेत् ओ हो एतद् फ़्री आगतम् उचितरूपेण आगतमिति मन्यामहे किल तया भावनया मूल्यं मूल्यस्य विषये चिन्तनं कृत्वा तस्याः दृष्टौ नूतनम् अब्डेटेड् अत्यन्तम् आधुनिकं वस्त्रक्षालनयन्त्रं मम दृष्टौ अपि आधुनिका शाम्शङ्ग् चरवाणी प्राप्ता एवं सञ्जाता ये तथा चतुर्वषेभ्यः यावत् तया चरवाण्या एव व्यवहारः कृतः अनन्तरं चरवाणी गता चोरिता नष्टा अतः अप्पो अप्पु चेसि अप्पो अप्पो ओपो इति संस्थायाः चरवाणीं क्रीतवान् सा एव चरवाणी मम हस्ते अस्ति तया चरवाण्या एव अहं सम्भाषे